तन्त्रज्ञानविकासेन महत् परिवर्तनं दृश्यते जगति अपि सर्वे जनाः अपि स्वकार्याणि कदाचित् तन्त्रज्ञानेनैव पूरयन्ति अपि च महान् साहाय्यम् अपि तेन भवति लोकयानस्य बुकिङ्ग् करणं वा अनन्तरं धनव्यवहारः वस्त्र विक्रयणं वस्त्रानयनं वस्तुस्वीकरणं सर्वमपि तत्रैव चलति अपि च अस्माकं जीवनस्य यानि पत्राणि भवन्ति तानि अपि तत्र रक्षयितुं शक्यन्ते अपि च कोरो कोरोनादिरोगाः यदा सम्भवन्ति तदानीं पाठानां स्वीकरणार्थमपि महान्तं साहाय्यं तन्त्रज्ञानं करोति